सङ्कीर्णे अर्थे रोगान् सङ्क्रामिते सति यः उपचारः क्रियते सः चिकित्सा इति उच्यते परन्तु व्यापकरूपेण ये उपचाराः स्वास्थस्य रक्षणं कुर्वन्ति रोगनिवारणं च कुर्वन्ति ते सर्वे औषधस्य अन्तर्गतं भवन्ति चिकित्सा इति रोगिणां परि परिचर्या परिचयः परिचयाः परिचर्यायाः तेषां चोटस्य वा रोगस्य वा निदानस्य पूर्वान् पूर्वानुमानस्य निवारणस्य चिकित्सायाः उपशमनस्य वा प्रबन्धनस्य विज्ञानं विज्ञानम् अभ्यासः च चिकित्साशास्त्रे रोगनिवारणं चिकित्सां च कृत्वा स्वास्थस्य निर्वाहार्थं निर्वाहार्थं सुधारणार्थञ्च विकासिताः विविधाः स्वास्थ्यसेवाप्रथाः समाविष्टाः सन्ति